संस्कृतसाहित्याकाशे कालिदासः भास्करः इव राजते तस्य संस्कृतसाहित्ये स्थानविषये एका कारिका बहु प्रसिद्धा यथा पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव अर्थात् प्राचीनकवीनां गणनाप्रसङ्गे अवसरे कालिदासः कनिष्ठिका प्राप्नोति तथा अद्य दिनं यावत् कालिदासस्य तुल्यं कविः न अभवत् इति कारणात् कनिष्ठिका अनन्तरा अङ्गुलिः नाम अनामिका कालिदासः सप्तरचना विरचितं तेषु द्वे महाकाव्यं रघुवंशं कुमारसम्भवं च त्रीणि नाटकानि मालविकाग्निमित्रं विक्रमोर्वशीयम् अभिज्ञानशाकुन्तलं च द्वे खण्डकाव्यं मेघदूतम् ऋतुसंहारं च कालिदासः उपमा अलङ्कारे सिद्धहस्तकविः अस्ति अस्य प्रसङ्गे अपि एक श्लोकः प्रचलितः उपमा कालिदासस्य भारवेरर्थगौरवम् इति